भारतीयदर्शनं मुख्यतः द्विविधं यथा प्राच्यदर्शनम् अन्यनामवर्तते भारतीयदर्शनम् अपरः नाम पाश्चात्यदर्शनम् भारतीयदर्शनं द्विविधम् आस्तिकम् अपरनामं नास्तिकम् आस्तिकदर्शने वेदस्य अस्तित्वम् अर्थात् वेदवदीत कर्माद्यानुसारणं यत् दर्शनं प्रवर्तते तत् भवति आस्तिकदर्शनं तथैव वेदवदीत कर्माद्यनुसारेण यत दर्शनं न प्रवर्तते तत् भवति नास्तिकदर्शनं भारतीयदर्शनशास्त्रे षड् आस्तिकदर्शनानि षड् नास्तिकदर्शनानि च सन्ति यथा साङ्ख्यदर्शनस्य कर्ता कपिलः न्यायदर्शनस्य अक्षपादगौतमः वैशेषिकदर्शनस्य कर्ता भवति कणादः औलूकदर्शनं पूर्वमीमांसायाः कर्ता भवति महर्षिजैमिनिः वेदान्तदर्शनस्य कर्ता भवति बादरायणः व्यासः न्यायदर्शने पञ्चदशषोडशपदार्थाः सन्ति यथा प्रमाणप्रमेयप्रयोजनं षोडशाः इत्यादि सन्ति साङ्ख्यदर्शने छब् षड्विंशतितत्त्वानि सन्ति पुरुषः महत्तत्त्वम् अहङ्कारः एकादशेन्द्रियाः एकादश पञ्चकर्मेन्द्रियाः पञ्चज्ञानेन्द्रियाः पञ्चकर्मभूताः एकः मनः

वैशेषिकदर्शने सप्तपदार्थाः सन्ति